मम इष्टविषयः तु कृषिः कृषिकार्यं तत्र सर्वत्र अस्ति तद्भरानि अपि अस्ति इतोऽपि तत्र किम् सर्वत्र सर्वत्र बलं तत् स्थापनीयं तत् तदा कृषिक्षेत्रे सर्वत्र कृषिक्षेतं तु सम्यकेव इति अहम् इच्छामि कृषिक्षेत्रमेव कृषिकार्ये एव गच्छति अनन्तरम् यदा इदानीं वयं तद् किम् कृषिक्षेत्रे वयं यदा सम्यक्तया अस्माकं समयः तत्र स्थापनीयं चेत् सम्यक्तया अपि वयं पुनः अपि तत् स्वीकर्तुम् अपि शक्यते सर्वत्र अन्नम् अन्नं स्तापनियं चेत् कृषिः कृषि जनाः एव भ भवितव्यम् अनन्तरं तत् मम व् प्रियकार्यं तु तत्र इतोऽपि बालानि एव व् सन्ति तत्र इतः परं ब्लाक् पेप्पर् अनन्तरं कार्डमम् इत्यादिकमेव मम प्रियविषयः तदेव मम क् कृषिक्षेत्रे अपि चलति इदानिं सर्वेषां कृते तत् दातुम् अनन्तरम् तु सर्वेषां कृतेऽपि तस्य कृषिकार्यम् अस्मिन्